नृत्यम् अभिरुचिरूपेण अनुसर्तुं महिलानां समाजे प्रोत्साहः वर्तते एव प्रोत्साहः अधिकः अस्ति वा न्यूनं वा इति स्थलं दृष्ट्वा एव वक्तुं शक्नुमः कुत्रचित् अधिकं भवति कुत्रचित् न्यूनं भवति तादृशमस्ति परन्तु तत्र गृहस्य वातावरणं कथम् अस्ति इत्यपि भवति अतः महिलाः इच्छन्ति इति एकः एकः विषयः परन्तु गृहस्य वातावरणमपि तत्र सम्यक् भवितव्यम् इति अस्ति तद् अनुसृत्येव इतोऽपि अधिकः प्रोत्साहः भवति अतः समाजः समाजम् इति वयं वदामः तत्र गृहमपि अन्तः अस्ति अतः भवति तद् गृहमनुसृत्य स्थलम् अनुसृत्य प्रदेशम् अनुसृत्य इति भिन्न भिन्न विषयाः सन्ति एव परन्तु अस्माकं देशे नृत्यम् इति किञ्चित् उपरि एव अस्ति उत्तमतया एव स्वीकुर्वन्ति इति मन्ये